त्रयोदश उत्तर द्विसहस्रतमवर्षस्य नवम्बर् मासस्य चतुर्दशदिनाङ्कः द्विसहस्रतमवर्षस्य जुलै मासस्य चतुर्दशदिनाङ्कः नवति उत्तर नवशत उत्तर एकसहस्रतमवर्षस्य अक्टोबर् मासस्य षोडशदिनाङ्कः एकोनविंशति उत्तर द्विसहस्रतम दिनाङ्कस्य एप्रिल् मासस्य पञ्चमः दिनाङ्कः सप्तदश उत्तर द्विसहस्रतम वर्षस्य मार्च् मासस्य विंशतितमः दिनाङ्कः